अस्माकं राज्ये बहवः प्रख्यातराजपरिवाराः राज्यभारं कृतवन्तः मैसूरुनगरस्य ओडयर् राजपरिवारः बेलूरुनगरस्य होय्सलराजपरिवारः चित्रदुर्गस्य नायकपरिवारः अनन्तरं बादामि ऐहोले प्रदेशस्य पल्लवराजपरिवारः सर्वे समर्थराज्ञः एव आसीत् बहुकालपर्यन्तं राज्यभारं कृतवन्तः अपि एकैकस्यापि कलासंस्कृतिसङ्गीतनाट्य इत्यादीनां पोषकगुणाः आसीत् इति वयं तत्काले कृतं शिल्पवैभवं देवालयं पुष्करिणीं जलाशयं वाटिकां सर्वं दृष्ट्वा एव वक्तुं शक्नुमः अस्माकं प्रदेशस्य इतिहासे तेषां नामाः अजरामरः अस्ति उदाहरणार्थं मैसूरुनगरस्य राजभवनः बेलूरुहलेबिडु देवालयाः चित्रदुर्गस्य अभेद्यशिलाखण्डनिर्मितपर्वतः पल्लवराजनिर्मित बादामि ऐहोले पट्टदकल्लु देवालयाः इत्यादयः एते अस्माकं राज्यस्य इतिहासे संस्कृतौ परम्परायां च प्रभावं जनयति